नवजातस्य शिशोः पुंसवनं तदुत्तरं मुण्डनं नामकरणं पुनः तेषां विद्याभ्यासः अक्षराभ्यासः एवं भिन्नस्थलेषु भिन्नं नामानि सन्ति संस्कारणां कृते परन्तु यत् किञ्चित् बहु सम्यक् कस् एवं शिशोः वर्धनार्थं तत् सर्वमपि संस्काररू संस्काररूपेण स्वीक्रीयते अत्र पुनः सप्ताहे एवं तेषां जिह्वायाः उपरि सुवर्णप्राशनम् एतादृशलघुलघुसंस्काराः अपि सन्ति परन्तु केचन संस्काराः विशेषेण आयोज्यन्ते यत्र च बाह्यजनाः अपि सम्मिलिताः भवन्ति पुन केचन संस्काराः प्रतिदिनं क्रियन्ते तत् एवं दैनिक शिशोः दैनिकचर्यारूपेण क्रियन्ते